मया एकवारं शृङ्गगिरिप्रदेशः गतः आसीत् तत्र च अहं मम सखी च गतवत्यौ तत्र च तस्याः पिता अपि आगतवान् आसीत् सः सम्यक् चित्रकलायाः विषये जानाति स्म तथैव शिल्पकलायाः विषये अपि जानाति स्म तेन च अहं तेन यत्किञ्चित् ज्ञातमस्ति तत् ज्ञातुं शक्नुवं सः च शिल्पं दर्शयित्वा एव कथं तेषां योजनं कुर्वन्ति इति प्रदर्शितवान् मया तु पूर्वं न ज्ञातमासीत् शिल्प शिल्पयोजना कथं भवतीति कदाचित् अन्येषां सविधे पृष्टमपि आसीत् उत्तरं न प्राप्तं किन्तु यदा मम सख्याः पिता उक्तवान् तदा तु स्पष्टं जातम्